आम् अहमपि ईषत् चित्रका चित्रीकरणस्य प्रयोगं करोमि अहमपि कलाप्रेमी अस्मि तस्मात् सजीवव्यक्तेः मुखम् आधृत्य अहमपि कर्गदे चित्रीकरणं करोमि सः अनुभवः प्रसन्नदायकः एव यतोहि तत्र लोकानाम् भिन्ना भिन्ना नासिका भिन्ने भिन्ने नेत्रे भिन्नं भिन्नं मुखानि सन्ति तस्मात् प्रत्येकस्य मुखरचना शरीरं च शरीरचना भिन्ना वर्तते सः अनुभवः अतिशय सौख्यदायकः वर्तते मम कृते तत्र किञ्चित् क्लेशोपि वर्तते चित्रीकरणाय परन्तु तत् भवति एव प्रत्येकं प्रसङ्गे तस्मात् तत्र चिन्ता न करणीया तथा च ध्यानेन मनसा हृदया च तं व्यक्तिम् चिन्त्य विचिन्त्य तत् चित्रीकरणं करणीयं तथा च रङ्गलेखं लेपनम् इत्यादि तत्र करणीयम् कदा कदा क्लेषो आयाति यत् कदा कदा व्यक्तेः कर्णौ डिट्टो आयाति परन्तु नेत्रे न आयाति अथवा मुखं डिट्टो आयाति परन्तु केशः अथवा नासिका तत्र एक्साक्ट् प्रकारेण न वर्तते परन्तु तच्चलति तच्चलति तत्र कोपि क्लेषो नास्ति सः व्यक्तिः अपि सहकारी एव अस्ति अस्ति सहाय्यं करोति चित्रीकरणाय तस्मात् तत्र कोपि क्लेशो नास्ति